मया एकम् एर् कण्डिशन् इति यन्त्रं क्रीतं तस्य मूल्यमधिकम् आसीत् एर् कण्डिशन् एतस्य उपयोगे अधिकं वैद्युतिकस्य धनस्य च व्ययः भवति तदर्थम् एतत् असमीचीनं प्राडक्ट् वर्तते इति मन्ये